अस्माकं प्रदेशे विद्यमानानां देवालयानां दर्शनार्थं बहुभ्यः देशेभ्यः जनाः आयान्ति तेषां यानव्यवस्थादिकं वासव्यवस्थादिकं बहुसमीचिनमेव विद्यते इत्युक्ते यावन्तः अपि जनाः आयन्तु तेषां सर्वेषां गमनागमनार्थम् इत्यु इत्युक्ते एकस्मात् प्रदेशात् अन्यत् प्रदेशं गन्तुम् यानव्यवस्थादिकं बहुसमीचीन समीचीनमेव विद्यते तत्र सर्वकार्याः एव व्यवस्थाः विद्यन्ते इत्युक्ते गवर्मेण्ट् बस् इत्यादिकं तदतिरीच्यापि प्रैवेट् रूपेणऽपि यानानि विद्यन्ते अतः एकस्मात् प्रदेशात् अन्यं प्रदेशं गन्तुं तत्र क्लेशः नानुभूयते एवं वासस्थानान्यपि यावन्त्यपेक्षतानि तावन्ति विद्यन्ते एव यतोहि यदा सीज़न् इति उच्यते तदानीम् आगन्तॄणां कृते व्यवस्थापनार्थं व्यवस्थाकृताय विद्यते इत्यतः तत्र वासादिकं कर्तुमपि कोऽपि क्लेशः नास्ति यदा जनाः अधिकतया आगच्छन्ति तेषां व्यवस्थापनार्थम् इतोऽपि अधिकतया तत् सर्वं कर्तुं शक्यते